मया बहुधा मराठीलेखनं संस्कृतभाषायां भाषान्तरितं भाषान्तरितमस्ति तत्काले मम कृते बहु समीचीनाः केचन असमीचीनाश्च अनुभवाः आगताः संस्कृतभाषा अतीव समृद्धा वर्तते एकस्य क्रियापदस्यैव नैके अर्थाः सन्ति महाभाष्ये तु धातूनाम् अनेकार्थकत्वम् इति पतञ्जलिः प्रतिपादितवान् अस्ति परन्तु अन्यासु भाषासु तथा नास्ति इति कारणेन अन्यस्यां भाषायां यदि संस्कृते विद्यमानं किञ्चित् काव्यं लिखितुं गच्छामश्चेत् अतीव क्लेशः अनुभूयते तत्काले एव यदि मराठीभाषायां हिन्दीभाषायां वा विद्यमानं किञ्चित् काव्यं वयं संस्कृतेन लिखामश्चेत् तद् बहु सुलभतया भवति इति मम अनुभवः जातः संस्कृतभाषायां कृतकाव्यानां भाषान्तरकाले बहुधा शब्दकोषः स्वीकृत्य उपवेशनं तेन अमरकोषस्य कियन् महात्म्यम् अस्ति इति मम ज्ञातम् एकस्यैव पदस्य नैकानि पर्यायपदानि तत्र प्राप्यन्ते तेन भाषान्तरणार्थम् अतीव सुलभता भवति एतादृशाः कोषाः अन्यासु अपि भाषासु भवेयुः इति भावः एतत्काले मम मनसि आगच्छति अपि च अन्याः भाषाः अपि समीचीनाः इति ज्ञानं मम तत्काले जायते एवम् अन्यभाषातः संस्कृतम् अथवा तद्विरुद्धं भाषान्तरं करणकाले मम जातान् अनुभवान् अहम् उक्तवान् एतादृशाः अनुभवाः यदि भाषान्तरं क्रियते चेदेव भवति इत्यपि मम ज्ञायते